नमस्ते मान्ये अहं मम नाम गीता अहं विल्लिवाक्कं नगरे वसामि मम पुत्र्याः नाम रङ्गश्री सा कथं पठति भगिनि मान्ये मम नाम गीता मम पुत्री रङ्गश्री रङ्गश्री कथं पठति

सा गणितविषये अङ्काः प्राप्तवती परन्तु विज्ञान विषये न्यूनाः अङ्काः एव प्राप्तवती कथम् उन्नतिः प्राप्तं मान्ये

विस्मृतवती

लेखनम् आवश्यकम्

अहम् अहं वदिष्यामि सा तस्याः वार्तालापं कथम् अस्ति मान्ये पुत्र्या सह

सा सम्यक् गायति अपि वीणा अपि वीणा अपि ज्ञात्वति

श्लोकं भगवद्गीता अपि वदति

निश्चयेन अहं निश्चयेन वदामि करक्ट् क्रीडायां सम्यक् भवति एव

धन्यवादः धन्यवादः धन्यवादः